नागरिकाणां कृते तत्र वित्तकोषीय कार्यं सुलभं कर्तुं तत्र बहवः उपायास्सन्ति एकं तु सर्वं तत्र किं सर्वकारे एव स्वहस्ते रक्षति इत्युक्तौ इन्डिविज्वल् कृते ऐ डि कार्ड् दत्वा आधार् ऐ डी दत्वा तत् बेङ्क् अकौण्ट् कृते लिङ्क् कृत्वा तथैव सर्वे व्यवहारः भवेवित्युक्तौ सर्व सर्वोच्चित्तिर्भवति सर्वकारः तत्र आपदि भवति चेत् सर्वे जनाः प जनाः अपि आपदिभवन्ति अत परम्परातः वित्तकोषीय निर्वहणार्थम् अनेके उपायास्सन्ति अनेक समुदायेषु विविध जातिषु ये जनाः तेषां हस्ते वित्तकोषे निर्वहणं दत्वा सर्वकारः वित्तकोष व्यवस्थातः प्रति गच्छति चेदेव व्यवस्था सम्यक् चलिष्यति इति मम अभिप्रायो वर्तते